महाश्वेता इति आङ्गलभाषापुस्तकमस्ति अहं बहुवारं पठितवान् मम अतीव इष्टतमं पुस्तकं सुधामूर्ती इति कन्नडलेखिका पुस्तकं लिखितवती तस्मिन् पुस्तके जीवने कथं गत्यन्तरं भवति अनन्तरं यदि तादृशी स्थितिः भवति चेत् अस्माकं चिन्तनं कथं भवितव्यम् इत्यादि विषये सा सम्यक् वर्णितवती अतः अहं सुधामूर्तीभगिन्याः पुस्तकं महाश्वेता अतीव इच्छामि